शिवमोग्गामण्डलस्य समीपे मत्तूरुग्रामः अस्ति सः ग्रामः संस्कृतग्रामः संस्कृतविषयं ज्ञातुम् अहं तत्र सप्ताहे द्विवारं गच्छामि लघुलघुबालकाः संस्कृतेन सम्भाषणं कुर्वन्ति ज्येष्ठाः अपि सम्भाषणं कुर्वन्ति तत्रत्याः परिसरः बहुसम्यक् अस्ति तत्र गत्वा बहुविषयम् अहं ज्ञातवान् एवं शिव्मोग्गामण्डलस्य समीपे सागर उपमण्डलम् अस्ति तत्र श्रीधरस्वामी आश्रममपि वर्तते न स उपमण्डलस्य समीपे वरदहल्ली इति नाम अस्ति एवं बहुसुन्दरम् अस्ति अहं कदाचित् एक एकः गच्छामि कुटुम्ब सहितं गच्छामि बहुरमणीयदृश्यं तत्र दृश्यते